मम पाकशालायां शीतकं मिश्रकं विद्युच्चुल्लिका च अस्ति यदा एतानि उपकरणानि उप्लब्धानि नासन् तस्मिन् समये पेषणशीलामाध्यमेन अस्माभिः खाद्यवस्तूनां पेषणं क्रियते स्म तथा च ततः पाकनिर्मितिः भवति स्म पेषणशीलामाध्यमेन यदा मिश्रणं क्रियते स्म तस्मिन् समये तत्र महान् परिश्रमः अपेक्षते स्म अतः शारीरिकव्यायामम् अपि भवति स्म

अपि च शीतजलस्य कृते घटानां प्रयोगं वयं कुर्मः स्म मृद्घटानां प्रयोगः तत्र अत्याधिकः उपयुक्तः आसीत् तेन एव अस्माकं शारीरिकं यद् तापमानम् अथवा शरीरस्य या उष्णता भवति स्म तस्याः उष्णतायाः निवारणं घटेन निर्मितं यत् शीतलजलं भवति तेन एव भवति स्म